आं वदतु किं सर्वं कुशलं वा आम् अस्तु कति रूप्यकाणि तैलं दातव्यम् इति अस्तु अस्मात् स्थानात् अग्रताला सप्तदश किलोमीटर् इति यदि भवतः द्विचक्रिका यानेन गच्छति चेत् घण्टाद्वये तत् स्थानं प्राप्नोति आं वदितुं पारयति इदानीं तु दुर्घटनं ना भविष्यति परन्तु मार्गः कुशलः नास्ति सर्वदा दुर्घटना भविष्यति इति अतः शनैः शनैः द्विचक्रिकायानेन गच्छतु वदामि चेत् इति न भविष्यति परन्तु मार्गं कुशलं नास्ति सर्वदा दुर्घटनं भविष्यति अतः शनैः शनैः गच्छतु आम् अस्तु आम् अस्ति मार्गे विपणिः अस्ति तत्र भोजनं स्वल्पाहारार्थं नेतुं पारयति आं पृच्छतु आम् इदानीं तु पार्श्वे किमपि गेरेज् नास्ति किञ्चिद् अग्रे गच्छति चेत् लगितुं पारयति आं बहवः कुशलाः कारीगर तत्र अस्ति तत् आम् आम् अस्ति आं बहवः द्रव्याणि सन्ति भवतः नेतुं पारयति आं समीचीनमस्ति किञ्चिद् द्रव्यस्य मूल्यम् अधिकम् सन्ति इति चिन्तयामि अस्तु धन्यवादः पुनर्मिलामः आम्